हरि ओं अहं प्रातराशस्य उपहारस्य आर्डर् अन्लैन् द्वारा मया कृतमासीत् तस्य आर्डर् तु प्राप्तमस्ति किन्तु तन्मध्ये या इडलिका अहं आर्डर् कृतवानासं तत् नास्ति एव इडलिका नास्ति उपसेचनम् अपि नास्ति एवं करोति चेत् अहं कथं उपहारं करोमि भवान् दृष्ट्वा एव प्रेषणीयः आसीत् खलु इतोपि व्य सम्यक् व्यवस्था करणीया अस्ति अवश्यं झटिति प्रेषयतु